दिनपूर्तिः जलस्य आवश्यकता मनुष्याणां तु विद्यते एव यथा जलस्य मनुष्याणां दिनपूर्तिः नाम आवश्यकता विद्यते आरोग्यार्थम् तथैव केषाञ्चिद्वस्तूनामपि केषाञ्चिद्वस्तुनः अपि दिनपूर्तिः जलस्य आवश्यकता विद्यते तेषु अन्यतमः भवति फ़्रिड्ज् यदि फ़्रिड्ज् इत्यस्य सम्यग् चालनं भवेत् तदा दिनपूर्तिः तस्य जलमपेक्षते तथा च वाटर् फ़िल्टर् अपि तत्तु जलं शुद्धीकृत्य अस्माभिः यच्छन्ति तथा च फ़्रिड्ज् एवम् अन्यान् वस्तु अन्यानि वस्तूनि विद्यन्ते